वयं तावत् गुरुकुले दन्तमञ्जनस्य उपयोगं कुर्मः तस्य उपयोगकारणतः मम दन्ते रक्तस्रावः नैव भवति इति कारणतः अहं तदेव उपयोगं करोमि बहु सम्यकस्ति तत्र गोमयेन ते दन्तचूर्णं निर्माणं कुर्वन्ति तत्र औषधगुणाः भवन्ति इति कारणतः मम स्रावः स्थगितः अस्ति अतः अहं दन्तमञ्जनमेव गुरुकुले उपयोगं कर्तुं सर्वान् प्रेरयामि बहु सम्यहस्ति